हरिः ओं नमोनमः महोदय अहं सुकान्तः अहं सुकान्तप्रामाणिकः कथयामि बङ्गप्रदेशस्य मुषिदाबाद् जनपदात् महोदय मम एका समस्या अस्ति अहम् हा महोदय अहम् गत पञ्चदशदिनाङ्के हाव्डातः हाव्डा रेल् स्थानकतः तिरुपति रेल् स्थानकपर्यन्तम् एकम् आरक्षणं कृतमासीत् मया पञ्चदशदिनाङ्के हा महोदय पञ्च मार्च् मार्च् आगाम् आगमिनः मा आगामिनः मासस्य मार्च् मासस्य पञ्चदशदिनाङ्के आरक्षणं कृतं हाव्डतः तिरुपतिपर्यन्तं परन्तु मम काचित् समस्या आपतिता अस्ति का समस्या नाम तत्र पञ्चदशदिनाङ्के मम काचित् परीक्षा अपि आगता मम किं सहाय्यकः प्राध्यापकपदार्थम् एक् एका परीक्षागता अस्ति पञ्चदशे एव दिनाङ्के कोलकतायां परीक्षा अस्ति परीक्षापि तस्मिन् दिने परीक्षा लेखनीया अतः अहं तस्मिन् दिने गन्तुं न शक्ष्यामि अतः अहं तस्य तस्मिन् दिनाङ्के यद् आरक्षणं कृतं तदहं परिवर्तयितुमिच्छामि तद् सम्भवति वा आप्लैन् चेद् भवितुमर्हति आन्लैन् आन्लैन् चेत्भवितुं नार्हति अस्तु मया महोदया आप्लैन् आप्लैनेव चिटिका आसीत् तर्हि तद् तदर्थम् हा म एवम् एवमेवम् महोदय तत्र मया द्वित पञ्चदशदिनाङ्के क्रितमासीत् परन्तु अधुना सम्प्रति मया एकविंशे गन्तव्यम् हा मार्च् मासस्य

एक्स्ट्रा पेमेण्ट् वा ओ अधिकम् अधिकं धा अधिकं न नाम भाटकात् अधिकं धनं देयं वा किञ्चित् एव ओहो वस्तुतः अं तस्मिन् दिने कृतवान् तत्र कियत् अधिकमपेक्षते महोदय तस्य कृते यतो हि आं निर्धनः अस्ति पञ्चशतं महोदय अहं किञ्चित् निर्धनः अस्मि तस्य किञ्चित् न्यूनं भवितुं नार्हति वा धनम् पञ्चशतम् इत्यस्य स्थाने यदि द्विशतं स्वीक्रियते न शक्यते वा महोदय भवान् अधिकारी महोदय भ भवान् अधिकारी अस्ति किञ्चित् प्रयत्नं करोतु महोदय शक्यते इति एवम् एव ओ हो हो हो नाम तदेव खलु अधुना तत्कल् तः एव अधिकम् अपि भाटकं जातमस्ति अतः पृच्छनासम् अस्तु भवतु मम तावद्देयम् आम् अस् हा हा एकविंशे आम् एकविंशे महोदय करोतु कृपया आम् आगच्छामि तर्हि रेल् स्थानकम् आगन्तव्यं खलु आम् आम् आम् अस्तु अस्तु महोदय धन्यवादः धन्यवाद आमाम्